दीर्घचारणे मम इष्टतमं खाद्यम् एतत् लवणमिश्रितं खाद्यम् अतीव प्रियं तथा शर्करायुक्तं खाद्यमपि मत्प्रियम् अस्ति तत्र लवणयुक्तं खाद्यं चेत् चिप्स् इत्यादयः तथा शर्करा युक्तं खाद्यं चेत् मिठायि कोब्बरी मिठायि इत्यादिकं लड्डुकम् इत्यादिकं कष्टकरेषु चारणेषु तत्र चारणमध्ये एतत् वयं खादित्वा अतीव विश्रान्तः भवामः विश्रान्ताः भवन्ति स्म विश्रान्तिः लभ्यते तदा वयम् एतत् खादित्वा उदरपूर्णं कृतवन्तः उदरपूर्णं करोमि उदरम् अहम् उदरपूर्णं करोमि दीर्घचारणे इष्टतमं खाद्यं तत् लवणं मिश्रितं खाद्यं तथा शर्करायुक्तं खाद्यं तथा कष्टकरेषु चारणेषु तव शक्तिं कथं रक्षति इति चेत् अहं जलं पीत्वा तत्र लवणमिश्रितं लवणं लिम्बू जलं लिम्बूमिश्रितं जलं निम्बकं मिश्रतं पानकं पीत्वा शक्तिं शक्तिं वर्धयामि रक्षणं करोमि एवं कृते चेत् चारणे कष्टः न भवति अस्माकम् उत्साहः न ह्रीयते ह्रासते अतः एव निम्बयुक्तं पानकं पीत्वा पीत्वा गच्छन् गच्छामि एवं कृते अस्माकं शक्तिः उत्साहः तथा चैतन्यमपि वर्धते एवं कृते चेत् एवं निम्बपानकं पीयते चेत् अस्माकं शक्तिः वर्धते तदा वयं सह शीघ्रं शीघ्रं गन्तुं शक्नुमः अहम् अहं शीघ्रं शीघ्रं गन्तुं शक्नोमि चारणार्थं कथं सज्जः भवसि भवसि इति चेत् क चारणार्थम् एतत् सर्वं मया साकम् नीत्वा मया साकं नीत्वा गच्छामि अहं चारणार्थं किञ्चित् जलं जलकूपीं चषकं तथा चमसं निम्बफलं तथा खा खाद्यं खाद्यवस्तूनि लवणमिश्रितानि कदलीफलस्य तैलं कदलीफलं तैले तैले भर्जनं कृत्वा तत्र लवणं मिश्रयित्वा नयामि तथा नारिकेलस्य मिठायिङ्कृत्वा तत्र कथं गुडमिश्रितं नारिकेलं नरिकेलस्य प्रसूनद्रव्याणि गुडमिश्रितं कृत्वा तत् पाकं कृत्वा नयामि एवं कृते चेत् अस्माकं प्रयाणे खादनार्थं स्वीकरणार्थम् अथवा उपहारार्थम् एतत् पदानि द्रव्यं लभ्यते अतः चेत् ते अतः तद् तन्नयामि एवं तत् तत्सर्वं सज्जीकृत्य अहं पादरक्षान् धृत्वा तथा वस्त्रं धृत्वा शिरस्त्राणम् उष्णीशं बन्धयित्वा शिरे उष्णीशं बन्दयित्वा उपनेत्रकं धृत्वा तत्र श्रोत्रमध्ये किञ्चित् तूलं तूलं पिण्डीकृत्य तत्र श्रोत्रे श्रोत्रबन्धनं कृत्वा तूलेन श्रोत्रबन्धनं कृत्वा तत्र उष्णीशं सम्बद्ध्वा हस्तं ह हस्ते स्यूतं गृहीत्वा तत्र जलादिकं प उपहारद्रव्याणि तथा छुरिका खड्गः इत्यादिकं तत्र स्यूते स्थापयित्वा स्यूतं गृहीत्वा एकम् ऊ दण्डं दण्डमपि गृहीत्वा छत्रम् इत्यादिकं सर्वं पठगृहम् इत्यादिकं सर्वं गृहीत्वा अहं गच्छामि